नमस्कारः एकमासात् पूर्वम् अहम् अमेजोन्तः शालास्यूतं स्वीकृतवती आसं तस्य मूलं पञ्चशतम् आस्ति तस्मिन् अनेकाः विभागाः सन्ति जलस्य कूपिम् स्थापयितुम् एकः विभागः अस्ति लेखन्याः एकः विभागः अस्ति पुस्तकं स्थापयितुम् एकः विभागः अस्ति तस्य वर्णः अपि सुन्दरम् अस्ति एवं च स्यूतस्य वस्त्रं सर्वोत्तममस्ति एवम् उपयोक्तुं क्रेतुं च योग्यम् अस्ति इति मम अभिप्रायः